कस्यापि ग्रन्थस्य विषये लेखकस्य औत्सुक्यं संशयं वा इदमस्ति यत् ग्रन्थैक्यं कथावस्तु विद्यते ग्रन्थे रीतिः वर्तते कः गुणः वर्तते तस्मिन् कः नायकः नायिका किं छन्दः रसो वा वर्तते तत्परिहारार्थं लेखकस्य कृते आवश्यकता आवश्यकमस्ति यत् लेखकः ग्रन्थम् आपरिसमाप्ति पठेत्